मदीये लद्दाक्क्षेत्रे महायानबौद्धपरम्परायाः प्रभावः वर्तते अत्र बहूनि शिल्पकर्माणि भवन्ति मया एकदा भवचक्रनिर्माणस्य प्रयत्नः कृतः तत्र भित्तिचित्रस्य निर्माणं विधीयते इयं प्रक्रियां प्रतीत्यसमुत्पादज्ञानम् अधिकृत्य प्रचलति यः कश्चन साधकः अमुं भवचक्रं सम्यक्तया विजानाति सः एव प्रतीत्यसमुत्पादज्ञानं कर्तुं क्षमः भवति अमुं विज्ञाय एव योगी सम्यक् सम्भूतत्त्वम् अधिगन्तुं समर्थः भवति यत् हि बौद्धानाम् अस्माकं जीवनलक्ष्यं भवति तदर्थमेव यतन्ते बोधिसत्वाः